ब्रिटीष् जनानां विरुद्धस्य सङ्ग्रामे बहवः नायकाः आयान्ति तत्र प्रसिद्धा एका नायिका वर्तते झान्सिराणिलक्ष्मीबायी इति एषः एतस्याः पूर्वतनं नाम मनिकर्णिका इति एते एतस्याः झान्सि झान्सीति एकं राज्यं तस्य राज्यस्य राज्ञा सह बाल्यविवाहः भवति तदानीं विवाहोत्तरं नामपरिवर्तनम् इति एका परम्परा तया परम्परया एतस्याः मणिकर्णिका इति विद्यमानस्य नाम्नः लक्ष्मीबायी इति परिवर्तनं कुर्वन्ति तदानीं झान्सीराणीलक्ष्मीबायी इति एतस्याः सम्पूर्णं नाम झान्सि इति राज्यं तस्य राणी एषा लक्ष्मीबायी एवं झान्सीराणीलक्ष्मीबायी इति भवति एतस्याः अपत्यानि न आसन् एषा दामोदर इति एकं पुत्रं स्वीकरोति एवम् एतस्याः पत्युः अनारोग्यसमस्यात् सः बहु शीघ्रमेव मरणं गच्छति मरणं शरणं गच्छति अनन्तरं सम्पूर्णराज्यस्य दायित्वम् एषा एव स्वीकृत्य तत्र महिलाः अपि युद्धाय प्रेरयित्वा युद्धं प्रति प्रेरणां दत्वा सम्यक् युद्धं कारयित्वा विजयम् अपि प्राप्नोति विजयं प्राप्य प्राप्य अनुपदम् एव एतस्याः मरणम् अपि भवति एषा ब्रिटीष् जनानां कृते सिंहस्वप्ना आसीत् अर्थात् ए एतां दृष्ट्वा ब्रिटीष् जनाः बहु भयं प्राप्नुवन्ति स्म तथा अतित् तथा आसीत् एतस्याः व्यवहारः एका स्त्री इति मत्वा एषा तूष्णीं न उपविष्टवती अपि तु अन्यान् अपि युद्धाय प्रेरयन्ती केवलं सैनिकाः न एतस्याः राज्ये अपि तु सर्वेपि प्र सर्वाः अपि प्रजाः महिलाः बालाः एवं सर्वे अपि एतस्याः राज्ये युद्धान् युद्धं कुर्वन्ति स्म